इण्डियन् ऐडल् इत्यादीन् इत्यादीन् सङ्गीतसम्बन्धिनः कार्यक्रमः अहं पूर्वं पश्यति पश्यामि तत् सन्दर्भे केरलाद् एका भगिनी तत्र आगत्य श्रेयागोषल् इति अतुल्यगायिकायाः अनेकानि गीतानि गाय गा गीतवती सा सम्यक्रीत्या तस्य गानं तस्याः गानं गीतवती अनन्तरम् अहमपि तस्य भागं स्वीकर्तुम् इच्छति किन्तु अहं शास्त्रीयसङ्गीते किञ्चिदपि परिज्ञानमस्ति अतः तस्य परि तस्य उपयोगं कथं कर्तुं शक्नोमि इतः मन्ये अहं पञ्च वर्षाणि एव शास्त्रीयसङ्ख्यान् सङ्गीतम् आभ्यसन्ति अभ्यस्यति अभ्यसामि किन्तु एतस्मिन् सन्दर्भे तत् तत् इण्डियन् ऐडल् इत्यादयः बहु सङ्गीत सम्बन्धिनः कार्यक्रमान् गन्तुम् इति क शक्नोमि इति अहं न मन्ये अतः अहम् मया किं कर्तुं शक्नोमि इति चेत् एतस्मिन् सन्दर्भे सन् शास्त्रीयसङ्गीतं बहु सम्यक् पठित्वा गतवर्षाणि आगामिनि वर्षे तस्य सम्यक् उपयोगं कृत्वा तस्याः सम्यक् उपयोगं कृत्वा तदनन्दरमेव अस्य कार्यक्रमस्य भागं स्वीकृतवती इति अहं मन्ये तदनन्दरं तदनन्दरं तस्य बहु सम्यक् रीत्या भागं स्वीकर्तुम् इच्छामि तत् चलितुं शक्नोमि वा इति अहं न मन्ये किन्तु अहम् इच्छामि इति एकं कार्यं तैः एकं नूतनकार्यम् इति चेद् अत्र जड्जस् रूपेण स्थितः बहु प्रशस्तः कलाकारः अतीवसौहृदबन्धेनैव भागभागिन्याः कृते सम्भाषणं कुर्वन्ति ततैव एकं तस्य नूतनम् अधीतम्